यत् एषु दिनेषु अहं प्रवासं न्यूनीकृतवान् किमर्थमित्युक्ते लोके यद्वा यद् यद् श्रूयते विद्याधनं सर्वधनं प्रधनःप्रधानम् इति नाम विद्या सर्वा सर्वत्र अपेक्ष्यते कुत्रापि वा गच्छतु विद्या नास्ति चेत् कोऽपि सः पशुवत् दृश्यते यथा विद्याविहीनःपशुः इत्यपि सुभाषितं सुभाषितं श्रूयते पुनश्च विद्यायाः विषये एवमुच्यते इदानीं विदेशं प्रति यदि गच्छामः विद्या एव अस्माकं मूलभूतं ज्ञानं वर्तते तदर्थं विद्या अर्जितव्या तस्मात् पठनार्थं ज्ञानम् अर्जितुम् अर्जनार्थंम् अहं प्रवासं किञ्चिन्न्यूनीकृतवान् तस्य परिणामः एवं दृश्यते अहम् इदमिदानीमेव बेङ्ग्ळूरुनगरे जायमानस्पर्धायां राज्यस्तरीयस्पर्धायां द्वितीयश्रेणिं प्राप्तवान् जैनबौद्धभाषणे ततःपूर्वम् अस्माकं परिसरपक्षतः सप्तदिनानि यावत् अवकाशः उद्घोषितः किन्तु तस्मिन् अवकाशे अहमत्रैव शृङ्गगिरियां स्थित्वा एव उषित्वा एव पठितवान् तदर्थम् अहं तत्र द्वितियस्थानं प्राप्तवान् इति अहं गर्वेण वच्मि